छात्राः विश्वविद्यालयानन्तरम् उन्नतशिक्षायाः कृते प्रायः यत् समाजे चलति तत् पश्यन्ति समाजे यथा ऐ टि इत्यादिकं चलति चेत् ऐ टि इत्यादिकं कुर्वन्ति षड् वर्ष वर्षेषु तत्र एवम् ऐ टि जे यि यि इत्यादिकं पश्यन्ति चेत् तस्मिन् क्षेत्रे ते स्व अनुसरणम् इत्यादिकं कुर्वन्ति किन्तु तत् पूर्वम् इन्जेनेरिङ् इति बहु प्रचलत् आसीत् तस्मिन् क्षेत्रे अधिकाः छात्राः लक्षशः छात्राः तत्र कार्यं कृतवन्तः

प्रायः शासकीयवृत्तिः न्यूना एव भवन्ति प्रायः म मानसिक योग्यतानुसारं मनोवैज्ञानिकाः वदन्ति ते सामान्य संज्ञानात्मकः इति छात्रः किं पठति तस्य मनसि किं किं भवति

स्वपरितः किं पश्यति यथा तस्य परितः वातावरणं भवति तः सः स्वयमेव संज्ञानरूपेण स्वलक्षणं निर्धारणं करोति पार् पारिवारिकव्यापारम् अपि केचन पश्यन्ति केचन कृषिकार्यमेव उन्नतरूपेण कुर्वन्ति केचन तादृशाः छात्राः भवन्ति पूर्वम् ऐ टि इत्यादिकं किमपि कुर्वन्ति विदेशे अपि गच्छन्ति तदनन्तरम् तत्र दृष्ट्वा पुनः स्वदेशे आगत्य पुनः कृषिकार्यमपि आरब्धं कुर्वन्ति तदा ऐ टि तः कृषिक्षेत्रे आगच्छन्ति तत् यत् तक्निकि अस्ति कृषिक्षेत्रे ते उपयोगं कुर्वन्ति तदा सामान्य संज्ञानात्मक इति एक जेन् पिआजे अनन्तरं ले वै ड्रोस्कि इति सामान्यः सिद्धान्तः तेषां भवन्ति तत्र ते संज्ञानात्मकविषये अत्यधिकं ते तेषाम् अवधानं भवति तदा विश्वविद्यालयः विद्यालयस्य छात्रः विश्वविद्यालयं गमिष्यति वा न गमिष्यति महाविद्यालयपर्यन्तं गमिष्यति वा न गमिष्यति तत् सामान्यं तस्य वातावरणं विषयं तत्र अङ्गीकारं कु अङ्गीकारः भवति अनन्तरम् तस्य मानसिक योग्यता सः किं जानाति अनन्तरं तस्य ये शिक्षकाः सन्ति यदा शिक्षकः सम्यक् मनोवैज्ञानिकः अस्ति तदा सः छात्रम् यस्मिन् विषये तस्य रुचिः भवति तस्मिन् क्षेत्रे तस्य जीवनवृत्तिरूपेण सः तस्य प्रोत्साहनं करिष्यति किन्तु यदा शिक्षकः मनोवैज्ञानिकः नास्ति तदा सः तम् ताडने ताडयित्वा मारित्वा पीडनं कृत्वा इत्यादिकं कृत्वा एव तस्य मार्गवृद्धिं करिष्यति इति तदा विद्यालयस्तरेषु शिक्षकः मुख्यः शिक्षकस्य भूमिका मनोवैज्ञानिकी पृष्ठभूमिः भवतु तदा सः स्वयं छात्रं ज्ञास्यति अनन्तरं छात्ररुचिं ज्ञात्वा छात्रम् स्वक्षेत्रे कार्यं कर्तुं वा पारिवारिकं व्यापारं द्रष्टुं वा उन्नतशिक्षायाः कृते प्रोत्साहनं करिष्यति